नमस्ते ओला मम मित्रं हुबळ्ळी निवासी अस्ति सः मंगळूरु आगन्तुम् इच्छति अतः अहं हुबळ्ळीतः मंगळूरुपर्यन्तम् एक केब् बुक् कर्तुम् इच्छन् इच्छामि कृपया प्रेषयन्तु मम मित्रस्य दूरवाणीसंख्या नव नव शून्यं शून्यं एकं एकं सप्त अष्ट द्वे द्वे इति धन्यवादः